नमस्ते अद्यतनगोष्ठीम् आगतेभ्यः सर्वेभ्यः पालकेभ्यः नमस्काराः मासद्वयेषु इतः परं एसेसल्सि अन्तिमपरीक्षा आरभ्यते अतः अस्माभिः सर्वानपि अद्य आहूतम् अस्ति यदि पाठविषये वा अथवा भवत्राणां भवतां पुत्राणां विषये यःश्चि यःकश्चित् प्रश्नाः सन्ति चेत् प्रष्टुम् अर्हन्ति आम् अहं संस्कृतशिक्षिकां पूर्वमेव पृष्टवती सा अपि मां इदं विषयम् उक्तवती चिन्ता नास्ति एवं कुर्मः प्रतिनित्यं सायं शालानन्तरं ब छात्रेभ्यः एकघण्टापर्यन्तं कक्षा भवति तदा भवतः पुत् भवत्यः पुत्रं कक्षां प्रति प्रेषयतु मयापि बहुधा उक्तं परं सः न श्रुणोति एव सः क्रीडामि क्रीडामि इति क्रीडार्थं गच्छति आम् एवमेव करोतु उत्तमम् अहमपि अस्य विषये तस्मै पुनः एकवारं सम्भाषयामि श्वः आहूय तं वदामि आं सत्यं मयापि चिन्तितम् इतः परं तथैव कुर्मः इति श्वः आरभ्यः छात्रेभ्यः क्रीडा न भविष्यति तत्परतया अस्माभिः पू पूर्ण पूर्वतनप्रश्नपत्रिकाः दीयन्ते अस्तु भवत्याः सलहा उत्तमा एव अस्ति अन्यप्रश्न किमपि सन्ति अस्तु हा हा स स अन्यस्मिन् सर्वस्मिन् विषयेपि सः सम्यकेव अस्ति चिन्ता नास्ति हा एषः विषयः भवत् भवत्याः कृते केवलं न सर्वे अपि भवतां पुत्राणां सूचयन्तु श्वः आरभ्य क्रीडा न भविष्यति क्रीडा समये छा छात्राणां कृते कक्षा एव भविष्यति